वस्तुतः अहं न पश्यामि एव चलचित्राणि प्रियः अभिनेता अभिनेत्री इति नास्ति ते किं कृतवन्तः भारतीय देशस्य विषये किमपि नास्ति इति अहं मम चिन्तनं मम तु मम पित् पिता भारतीयवायुसेनातः पञ्चदशवर्षाणि तत्र कार्यं कृतवान् सः देशस्य सेवा कृतवान् सः सर्वदा वदति भवती सोल्जर्स् डाटर् स् सैनिकस्य पुत्री किमपि कार्यं करोति चेत् धैर्येण करोतु इति वदति सर्वदा मम तु एतद् अभिनेता अभिनेत्री विषये इष्टमेव नास्ति परन्तु ये ये देशसेवार्थं किमपि कार्यं करोति ते एव मम मनसि अभिनेता अभिनेत्री इत्येव इदानीं वायुसेनामध्ये महिलाः अपि फ़ैटर् जेट्स् प्रचलन्ति ते एव हीरो हीरोयिन् तत्र एव इति मम चिन्तनं तदेव तावदेव